संस्कृतसाहित् संस्कृते साहित्यविमांसा वैदिककालादेव आरब्धा इत्यस्य प्रमाणं वयं ऋग्वेदे प्राप्नुमः ऋग्वेदे स्थितानि सर्व् संवाद् सूक्तानि अस्याः प्रमाणं ऋग्वेदस्य दशमण्डलस्य दशममण्डलस्य पञ्चनवतितमसूक्तः पुरूरव ऊर्वसि संवाद सूक्तः अष्टोत्तर एकशततम सूक्तः सर्मापणि संवादसूक्तः यमयमि संवादसूक्तः विश्वामित्रनदी संवादसूक्तादयः वेदसाहित्यमीमांसायाः वेदे साहित्यमीमांसायाः प्रमाणं ऋग्वेदस्योपरि अन्येषु वेदेषु अपि साहित्यिक तत्त्वानि उपलभ्यन्ते तथैव पुराणेषु अग्निपुराणे साहित्यक् तत्त्वानि उपलभ्यन्ते तथा च पञ्चमवेदाख्याते भरतमुनिप्रणीत नाट्यशास्त्रे साहित्यतत्त्वानि सम्यक्तया उपलभ्यन्ते